जुलै त्रयोदशदिनाङ्के मङ्गळूरुतः कुमटापर्यन्तं गन्तव्यमस्ति चतुर्दशदिनाङ्के पुनः प्रत्यागमनं भविष्यति गमनागमनार्थं द्वौ स्तः भवतः पक्षतः कीदृशं कार् मिलति तत् कार् यानस्य कृते दिनस्य परिगणनं वा अथवा किलो मीटर् आधारेण वा सम्यक् वदतु चालकः कीदृशः भवति धनव्ययस्य चिन्ता नास्ति परन्तु सम्यक् यानम् अपेक्षितम् यानं शुद्धं स्यात् दुर्गन्धः न भवेत् तत्कारणेन पुनः वदन्नस्मि प्रयाणं सुखकरं भवेत् तादृशं यानं चालकं अस्माकं कृते ददन्तु